नमस्कारः ओला केब् अस्ति खलु अहम् इदानीं केन्द्रीयविश्वविद्यालयतः गन्तुं कें बुक् कृतवती किन्तु अन्यकार्यम् आसीत् इत्यतः परं पुरनाटुकर बस् निस्थानं निस्थानम् आम् आगतवती कृ कृपया अत्र आगत्य मम पिक् अप् करोतु